संस्कृतस्य विषये सामान्याः अपकल्पनाः इत्युक्ते तत्र बहवः एताः संस्कृतस्य किम् अस्ति के संस्कृतं बहु प्राचीनभाषा सन्ति खलु किमर्थम् एवं पठन्ति इति सर्वम् इदानीमपि प्रचलत् अस्ति तस्मिन् विषये बहु कार्याणि उक्तवन्तः चेदपि ते नावगच्छन्ति तादृशमस्ति तेषां किं विचारः अतः अपकल्पनाः सन्ति चेदपि संस्कृतस्य संस्कृतं प्राचीनभाषा इति उक्तवन्तः चेदपि ते नावगच्छन्ति संस्कृतं प्राचीनभाषा नाम एवमेव कः लाभः तां पठति चेत् कः लाभः किं भवति अपि चेदपि ते नावगच्छन्ति किमर्थं तादृशं कुरु कुर्वन्ति इति इदानीमपि अहं न जानामि अहं संस्कृतं पठितवती इदानीम् एम् ए करोमि इति वदति चेत् कः लाभः तत् कृत्वा किं जोब् लभ्यते जोब् लब्यते व तत्र किम् इतोऽपि कर्तुं शक्यते वा तादृशाः सर्वे प्रश्नाः पृच्छन्ति किमर्थं तादृशं कृ कुर्वन्ति इति मम चिन्तनम् इत्युक्ते अपकल्पनाः सन्ति तदापि वयं वदति चेत् कः लाभः इति संस्कृतविषये के सामान्याः अपकल्पनाः एवं भवन्ति अतः हा अपकल्पनाः अस्ति इति कारणेन अपि चिन्तनविषये किं तत् कारणीयम् इति अस्ति